अहं सर्वान् पादपान् रूपयितुं इच्छामि मम गृहे बहूनि पुष्पाणि पुष्पस्य वृक्षतः फलस्य वृक्ष् वृक्षाः सन्ति मम गृहे गृहस्य पुरतः एव बृहत् आम्रवृक्षः अस्ति सं प्रति वर्षे बहूनि आम्रफलानि दास्यति सर्वाणि वृक्षकाः वृक्षं वृक्षान् अहं स्थापयितुम् इच्छामि पुष्पाणि वा पुष्पाणि वा फलानि वा शाकाः अपि वर्षाकाले तु अहं शाकान् शाकाः वातकं वा एतानि शाकानि तस्य वृक्षकानि अहं स्थापयामि मम पुत्री अपि बहूनि पुष्पवृक्षकं स्थापयति प्रतिदिनं जलं सिञ्चयति तानि तान् वृक्षान् सा बहु सन्तोषेण पश्यति प्रतिदिनं सायङ्कालसमये वयं कुटुम्ब जनाः सर्वे मिलित्वा तत्र स्थित्वा चायं पीत्वा कालं यापया यं यामः